श्रूयते खलु आम् अस्मिन् गृहे कति दिना गृहाणि विक् रिक्ताः सन्ति वा गृहाणि रिक्तः सन्ति वा अस्मिन् अट्टा मध्ये अस्तु अस्तु कति रूप्यकाणि तत्र आम् आम् किं भोः बहु धनमपेक्षितं तत्र किं किम् अस्ति आम् आम् आम् आम् तत्र गृहाणि सम्यक् अस्ति वा अस्तु अस्तु मम कृते एकं गृहमपेक्षितम् अहं कुत्र स्वीकरोमि कति कति अट्टामध्ये आमां तत्र जनाः सम्यक् अस्ति खलु कोपि मद्यपानं कृत्वा तत्र किमपि न कृतं खलु आमाम् आम् आमाम् तर्हि एतस्य ओनर् कुत्र तिष्ठन्ति एतत् गृहं एतत् गृहस्य ओनर् कुत्र तिष्ठन्ति आम् आम् अहं तस्याः कृते मिलितुं शक्नोमि वा आम् आम् ते अधुना गृहे अस्ति सन्ति वा नास्ति आमां तस्य पार्श्वे ग् गत्वा अहं गृहस्य निमित्तं वदामि आं भवान् एतवता कति वर्षं जातं अत्र आसन् अत्र कति वर्षं यावत् अत्र कार्यरतः आसं अस्ति आसन् भोः अ अस्मिन् गृहे आरक्षकः अ आरक्षकरूपेण आमाम् इदानीं तु अहम् अहमपि अत्र निवसामि भोः भवतां भवतां साहाय्यम् अपेक्षितं मां मां कृते अहं तर्हि आमां तर्हि भवतां साहाय्यं मम कृते अपेक्षितं तर्हि आं आं तर्हि वयम् ओनर् पार्श्वे गच्छामः वा आम् आम् तर्हि गच्छामः अस्तु